मया दृष्टानि त्रिविध कर्माकर टाक्टर् यानानि दृष्टानि सन्ति तत् महेन्द्र स्वराज् जौण्डीर् एतानि टाक्टर् यानानि सामान्यतया वयम् क्षेत्रस्य कर्षणार्थं वयम् उपयुङ्महे तथैव यथा वृक्षाणाम् आरोपण समये अपि एतस्य एतानि गर्तनं गर्तनं कर्तुमपि एतानि उपयु उपयुङ्महे तत् पारम्परिक विधिभ्यः उदारणार्थं वयं पूर्वं तु हलं स्वीकर् हलं स्वीकरणार्थं वयं वृषभयोः उपरि एतत् स् काष्टं संस्थाप्य हलम् चालयन्तः वयं चालयामः किन्तु तस्मादपि ट्राक्टर् यानैः यानैः वयं अल्पसमये अधिक स् स् क्षेत्रे उदाहरणार्थं वयं शीघ्रं वयं कर्षयितुं शक्नोति कर्षं कर्षितुं शक्नुमः अतः पारंपरिक पद्धतिः पद्धतिभिः पद्धतेः अपेक्षया इदानीं टाक्टर् यानैः अधिकं कार्यं कर्तुं शक्नुवः इति मम अभिप्रायः